मम समीपे तावत् करिनीर रौरव इति कन्नडभाषायाम् एकं पुस्तकम् अस्ति

तदा स्वातन्त्र्यम् अपेक्षितम् इति ब्रिटीश् जनानां विरुद्धं यः युद्धं कृतवान् सावर्कर् महोदयः दाम् विनायकदामोदर् सावर्कर् तेन लिखितं पुस्तकम् इदमस्ति करिनीर रौरव इति तच्च तद् हिन्दीभाषायां लिखितवान् अस्ति सः किन्तु तद् पुस्तकम् अन्येन कन्नड भाषायाम् अनुवादितमस्ति तच्च पुस्तकं प्राक् बहु प्राग् नाम सः अस्माकं स्वातन्त्र्यात् प्राप्तेः प्राप्तेः प्राक् सः लिखितवान् तं पुस्तकम् इदानीं कश्चन शतं वर्षः शतं वर्षोत्तरं सः तद् अनूदितवान् अनूदितवान् अस्ति कन्नडे इदं पुस्तकं च बहु पुरातनं व वर्तते तच्च इदानीं ये पुस्तकं प्रिण्ट् कुर्वन्ति ते इदानीं प्रिण्ट् कृतवन्तः सन्ति तेन कारणेन अहम् आपणेषु प्राप्तुं शक्तवान् शक्तवान् एवम् आपणेषु सर्वत्रापि विद्यते तत् पुस्तकं किन्तु सर्वत्र न लभ्यते इति अस्ति क्व क्वचित् लभ्येत तादृशं पुस्तकम् अहं बहु कष्टेन प्राप्य पठितवान् तत्र पुस्तके तावत् बहु सम्यक् कथा निरूपिता अस्ति एका तेन तया कथया तया तया कथया ते बहु सम्यक् प्राक् कथमासीत् इत्यादिकं ते निरूपितवन्तः सन्ति तेन कारणेन अहं सम्यक् पठित्वा तं विषयं ज्ञातुं शक्तवान् एवं रूपेण तत् पुस्तकं बहु उपयोगः उपयोगाय जातम् अहं क्रेतुं बहु कष्टं न अनुभूतवान् अत्र मम मित्राणि पृष्टवान् ते उक्तवन्तः आपणे लभ्यते इति एवं कृत्वा अहम् आपणं गतवान् आपणे तत् पुस्तकं पृष्टवान् पृष्टे सति ते दत्तवन्तः अनन्तरं तत् पुस्तकम् आनीय पठितवान् तत्र तद् बहु पुरातनं पुस्तकम् अस्ति इति कृत्वा अहं बहु सम्यक् रक्षितवान् अस्मि